सद्यस्काले तु बहु उपयुज्यमानाः एप्विशेषाः अनेके सन्ति एव तत्र तु वाट्सप् टेलिग्राम् इन्स्टाग्राम् फ़ेस्बुक् इत्यादि एप्स् तु अवश्यं सर्वैः उपयुज्यन्ते एव यः कोऽपि दूरवाणीं स्वीकरोति चेत् एतावान् एप् तु अवश्यम् उपयोगं करोति एव तत्र तु छात्राणाम् उपयोगि एप्स् भिन्नाः सन्ति उद्योगकर्तारः अपि उपयोगं अन्यदेव एप् उपयोगं कुर्वन्ति एवं तेषां वृत्ति अनुगुणम् अन्ये विशेषम् एप् अवश्यम् उपयोगं कुर्वन्ति अहन्तु संस्कृतभाषा ज्ञाप् संस्कृतभाषां जानामि इत्यस्मात् अहं विशेषेण अमरकोशः धातुरूपमाला पाणिनीय अष्टाध्यायी वाचस्पत्यं शब्दकल्पद्रुमः सिद्धान्तकौमुदी इत्यादि एप् प्रतिदिनम् अवश्यम् उपयोगङ्करोमि स्तोत्रमालाम् अपि अन्येभ्यः छात्रेभ्यः स्तोत्रं पाठयितुम् उपयोगङ्करोमि तथा च इदानीं यत्र कुत्रापि बेङ्गलूरुनगरादिषु केऽपि केब् अथवा आटो बुक् कर्तुं रेपिडो उबर् ओला इत्यादीनाम् उपयोगं करोमि तथा च इदानीं सर्वत्रापि किम् केश्लेस् पेमेण्ट् कर्तुम् अस्माभिः आधिक्येन फ़ोन्पे पेटीयम् गूगल्पे अथवा वित्तकोशस्यैव स्वकीयं किञ्चित् एप् वर्तते तस्य उपयोगम् अवश्यं कुर्मः तथा च रेल्यानस्य बुक् कर्तुम् ऐ आर् सी टी सी कन्फ़र्म् टिकेट् इत्यादि एप् उपयोगः क्रियते बस्यानस्य टिकेट् कर्तुं रेडबस् इति वा तथा च के एस् आर् टी सी वेब्सैट् वा अस्माभिः आधिक्येन उपयुज्यते तथा च यत्किमपि वस्त्रं क्रेतव्यं वा आन्लैन्माध्यमेन इति चेत् तत्र अमेज़ान् आजियो फ़्लिप्कार्ट् मीशो मिन्त्रा इत्यादीनाम् उपयोगः भवति अमेज़ान् फ़्लिप्कार्ट्मध्ये तु आन्लैन्माध्यमेन भिन्नभिन्नवस्तूनि अपि वयम् आनेतुं शक्नुमः तथा च अध्ययनसम्बन्धि अपि एप् सन्ति तत्र डियोलिङ्गो इति अपि एप् वर्तते तत्र भारतीयभिन्नभाषाणाम् अध्ययनं भवति तथा च यदि अस्माभिः किमपि विडियो एडिटिङ्ग् वा अथवा किमपि एडिटिङ्ग् कर्तव्यं चेत् कान्वा अथवा फिल्मोरा इत्यादीनाम् उपयोगः क्रियते तथा च यत्र कुत्रापि अस्माभिः गन्तव्यं चेत् यत्र मार्गः नैव ज्ञायते तर्हि मेप्स् इति एकम् उपयुज्यते इत्येवम् अनेके एप्स् तत्र भिन्नभिन्नकार्याणि कर्तुं साहाय्यता साहाय्यं भवति दूरवाण्याः उपयोगः अपि अस्ति दुरुपयोगः अपि अस्ति यदा च नितान्तम् अपेक्षितं भवति तदा तावदेव तस्य उपयोगः कर्तव्यः दुरुपयोगो नाम यदा वयं मोबैल् प्रति अर्थात् दूरवाणी प्रति एडिक्ट् भवावः अर्थात् यत्किमपि कार्यं दूरवाणीं विना नैव चलति इति यदा भवति तर्हि तदा तु तस्य दुरुपयोगत्वं नितान्तम् आरभ्यते